मया यद् ओला आरक्षितमस्ति तत् अतीवविलम्बेन आगच्छदस्ति चालकः इतस्ततः अटन् वर्तते न मां प्राप्नोति इतः होराद्वये मम फ़्लैट् वर्तते मम गृहात् अर्धहोरा अपेक्षिता एर्पोर्ट् गन्तुं एतावान् विलम्बः भवति चेत् मम तत्र फ़्लैट् मिस् भवति एतेन मम अतीवक्लेशः जायते अतः भवन्तः सहकुर्वन्तु